रुचिपूर्णभोजननिर्माणविधिविषये मौखिकशिक्षापेक्षया दर्शनशिक्षायाः आवश्यकता अधिकं वर्तते यतोहि मौखिकरूपेण पाकस्य सम्यक् अवबोधः न जायते दर्शनेनैव तत्तु सम्यक् अवगम्यते अतः यं कमपि यदि पाकविधिविषये शिक्षयितुम् इच्छति तर्हि तं नीत्वा पाककाले दर्शयतु केन प्रकारेण पाक क्रियते इति स दर्शनेनैव सम्यक् अवगम्यते यत् एवं रूपेण पाकस्य निर्माणं जायते अन्यथा क्रियते चेत् पाके रुचिः नागच्छति पाकस्य यत् फलं भवति तद् अपि सम्यक् नैव उत्पद्यते अतः पाककाले अवधानतया तद्विधिविषये यः जानाति तद्समीपे गत्वा सम्यक् रूपेण अवगन्तव्यः